हरिः ओम् हा गच्छति गच्छति हा अग्रे गच्छन्तु अग्रे गच्छन्तु अग्रे गच्छन्तु हा गच्छति हा आ आगच्छतु हा स्थानमस्ति हा स्थानम् अस्ति नास्ति इति नास्ति इदानीं सर्वकारस्य योजना अस्ति किल शक्तियोजनाकारणतः सर्वत्र स्थानम् यत् यात्र हा महिलानामुपरि एव उपवेष्टव्यं तथा स्थितिरस्ति अस्माकं किं करोमि अहं स्थानमस्ति न इति न वदामि अग्रिम श्टाप् मध्ये भविष्यति इदानीं वयम् अत्र अड्गद्दे मध्ये स्मः किल हरिहरपुर अहं चिन्तयामि स्थानं मिलिष्यति परन्तु स्थानस्य ग्यार् स्थानस्य ग्यारण्टी न ददामि अहं ग्यारण्टी कुत्र शक्तियोजना अस्ति किल महिलानां ग्यारण्टी तद् आधारेण सर्वाः महिलाः आगच्छन्ति अहं टिकेट् ददामि टिकेट् ददामि भवतु अहं किं वदामि तद् सर्वकारस्य सविधे पृच्छतु अस्माकं याने तु महिलानां कृते अवरोद्धुं न शक्यते आधार्कार्ड् दर्शयन्ति आगच्छन्ति उपविशन्ति पश्यतु यथाशक्ति अहं प्रयत्नं करोमि न्यूनातिन्यूनं कोप्पामध्ये वा दापयाम्येव तत्र चिन्ता मास्तु आगच्छतु यतो हि यदि शक्तियोजना आधारेण महिलाः आगच्छन्ति चेदपि टिकेट् मध्ये कलेक्षन् कति इति अस्मान् पृच्छन्ति मासे स्यालरी नागच्छति अस्मान् कृते यदि कलेक्षन् नास्ति चेत् वेतनं न मिलति अतः भवान् आगच्छतु अहं सीट् दापयामि चिन्ता मास्तु आगच्छतु यथाशक्ति इदानीम् इदानीं न दुष्ट न न प् पु न न म पुरुषाः एव आगत्य उपावेश्य गच्छन्ति पतिः एव आगच्छति पत्न्याः प्रेषणार्थं सः चिन्तयेत् किल मम मम पत्नीं प्रेषयामि चेत् याने स्थानं न भवति अन्येषाम् इति सः चिन्तयेत् सार्वेपि ग्रामीणपुरुषाः सर्वे अपि आगत्य गच्छतु गच्छतु महिलानामुपरि गृहे अपि नियन्त्रणं नास्ति इदानीं सिद्दरामय्य गो सर्वकारपक्षकारणात् बस् याने अपि नियन्त्रणं नास्ति अरे मा आगत्य म् हा अहं किं करोमि मम उपरि एव महिलाः आगत्य उपविशन्ति आधार् कार्ड् एव दर्शयन्ति तद् आधार् कार्ड् दृष्ट्वा मया टिकेट् कर्तनं कर्तव्यम् टोटल् कलेक्ट् अप् कलेक्षन् अपि न भवति सायङ्काले कलेक्षन् पश्यामि चेत् मम अग्रिममासस्य अस्य मासस्य वेतनम् आगच्छति वा न वा इति डौट् एव आगच्छति संशय अतः ना अधिक अधिकारिणां सविधे निवेदनं तु कुर्मः कृतवन्तः तथापि जनाः भवन्तः सर्वे अपि मतदानं कृत्वा एतादृशयोजनायाः सपोर्ट् कृतवन्तः किल तद् द्वारा एव इदानीं एवं जातं सर्वेपि पितरः चिन्तयन्ति मम पुत्री बेङ्गळूर् गच्छति पुक्कट् गच्छति पूक्कट् आनन्दः तेषां मम अरे इदानीं पश्यतु धनिकः अपि मम पुत्री पुक्कट् बेङ्गळूर् गच्छति इति चिन्तयति चेत् सर्वकारः इतोपि अग्रे फ़्री फ़्री फ़्री सर्वं हा मुखं मुखं ददाति सर्वं निश्शुल्कम् तदर्थं मम भवादृशैः हा हा ओके दूरवाणी आगच्छति ममापि अत्र स्थानं नास्ति अग्रे गच्छन्तु हा गच्छतु भोः गच्छतु गच्छतु अग्रे गच्छन्तु अस्तु अस्तु अग्रिम प